शालायां मम इष्टतमः विषयः आसीत् गणितः ग गणिते मम बहु रुचिः आसीत् पुनः आसीत् मम अत्र भौतविज्ञानम् इति विषयः मम इष्टतमबिषयः गणिते मम रुचिः यतो हि तत्र बहवः विषयाः गणिते अत्र अतीव रोचते अतीव रोचते रोचते मह्यं विषयाः किं किं तावत् तावन्तः सन्ति इत्युक्ते ते च विषयाः यथा पाठीगणितः इति उच्यते पुनः बीजगणितम् इति उच्यते पुनः स् स्कां ज्याम् इति इति एतावन्तः विषयाः सन्ति तेषु मम बीजगणितम् इति भागम् इति भागम् अहम् इच्छामि पुनः बीजगणिते एव मम रुचिः वर्तते यतो हि बीजगणिते बहुत्र स्थलेषु बहु रमणीयं बहु रमणीयं भवति यथा स्क्वार्दिकं पुनः कोस् तीट स्यान् तीट इति इत्यादयः एतावन्तः विषयाः सन्ति तस् ईन् विष् न् तेषु विषयेषु मम अधिका अत्यधिका रुचिः वर्तते पुनः भौतविज्ञाने यथा आलोकविज्ञानं पुनः किं भवति विद्युत् इति विषयः एतावन्तः ये विषयाः आसन् तस्य तेषु विषयेषु मम अत्यधिका रुचिः वर्तते